हा हा वदतु आम् भवान् कः

किमर्थं त्वम् कफ़ि करोति आ आम् आम् वदतु आं वदतु वदतु

आं भवतः गृहे कुत्र अस्ति तदपि वदतु आं वदतु भगिनी

अस्तु तदा यत् कदा आगच्छामि आम् अस्तु पञ्चशतं भवति हा लब्धुं लब्धुं पट् परन्तु पञ्चशतं भवति पञ्चशतं रूप्यकाणि आवश्यकम् न न न न तद् फ़िक्स्ड् रेट् अस्ति आम् ओके आम् अस्तु सः अपि आम्

तत्कारणात् प्रतिवेदनम् अधिकं भवति न पञ्चशतं पञ्चशतं भवति अस्तु चतुश्शतं ददामि श्रीकृष्णः श्रुतं वा आम् ह्म् हु औतयाः वर्णः हरितवर्णमस्ति हा अस्तु आं वदतु न आं श्वः यामः भो

आम्